ह श्रूयते कः भाषयति ओ महोदय श्रीवत्स ओ पूर्णनाम ओ अस्तु अस्तु भवतः विवाहः कुत्र आसीत् हा हा हा इदानीं स्मर्यते इदानीं स्मर्यते ओ धन्यवादः भोजनादिकं सम्यगासीत् वा समये आसीत् वा तत् तस्याः मम चिन्ता आसीत् यत् अहं न भवा तस्मिन् काले अहम् आसं मम म्यानेजर् आसीत् अतः सः सम्यक् करोतीति मम आशा आसीत् सम्यक् कृतवान् सः उत्तमः आसीत् ओ तथा सम्यक् अस्तु अस्तु भवतः इदानीं किञ्चिद् अवशिष्टमस्ति वा पेमेण्ट् आम् अहम् एकवारं पश्यामि ह क्लियर् आ सम्पूर्णं पूरितमस्ति अस्तु धन्यवादः अग्रे यदा कदापि भवति चेद् अस्मानेव सूचयन्तु किञ्चिद् ह अन्येषां यदि भवति तर्हि अस्माकं सम्पर्कः एव कुर्युः ते तथा वदन्तु कृपया अस्माकमपि किञ्चित् लाभः भवति सम्यक् रीत्या वयं कुर्मः अस्तु धन्यवादः अवश्यरूपेण धन्यवादः